महाभारतस्य एककर्तकत्वविषये महान् विवादः किमर्थमस्ति नाम सर्वेषाम् कृते इदं जायमानमस्ति किं महाभारतस्य रचयिता एकः नास्ति बहुजनाः सन्ति किमर्थं नाम महाभारतं तु बहुबृहन् ग्रन्थः ग्रन्थः अस्ति तदा कारणात् सर्वे एवमेव वदन्ति किमर्थं नाम महाभारतस्य विषये बहूनि चर्चानि सन्ति